प्रवासार्थं सामान्यतया अहं तत्र देवालयान् गन्तुम् इच्छामि किमर्थं तत्र अस्माकं देशे बहवः देवालयाः सन्ति एकैकस्य अपि देवालयस्य विशेषतया विशेषाः भिन्नाः भिन्नाः भवन्ति अतः प्रत्येकस्य अपि देवालयस्य विषयं ज्ञातुं वयम् इच्छामः तत्र एकैकस्य अपि देवालयस्य हिष्ट्रि अथवा चरितं भिन्नं भिन्न भवति अतः विशेषतया वयं ज्ञातुम् इच्छामः तत्र एकत्र देवीक्षेत्रं भवति अन्यत् विष्णुक्षेत्रं भवति तत्र शैवक्षेत्रं भवति तत्र एकस्य देवालयस्य स्थापने महान् विशेषः तत्र विद्यते एव अतः तत् ज्ञातुम् वयं देवालयं गच्छामः इति सर्वदा अहम् इच्छामि तथैव भिन्नभिन्नदेवालयं प्रति अहं गतवान् तत्र तत्र विद्यमानस्य विशेषं विशेषमपि अहं ज्ञातुम् इच्छामि ज्ञातवान् तर्हि बहून् देवालयान् गत्वा अहं तत्र आगतवान् इति वक्तुं सर्वदा अहम् इच्छामि